हरिः ओम् अहं गृहस्य अन्वेषणं कुर्वन् आसं तत्र किम् अन्तर्जाले मया कश्चन वेब्सैट् मध्ये दृष्टं भवतां गृहस्य एवम् एवं सत्यं भवतां गृहस्य तत्र एड्वर्टैज्मेण्ट् आसीत् विज्ञापनम् आसीत् भाटकार्थं क्रेतुमपि इच्छामि किन्तु भवन्तः विक्रेतारः स्युः वा न वा इति न जानामि एवं वा

तद् रेण्ट् रेण्ट् मध्ये र् तत्र भाटके अन्तर्गतं स्यात् खलु एवं वा

यानस्य निस्थापनाय किञ्चन स्थानं विद्यते तत्र तत्र मम मम विद्युत् द्वारा यानं चाल्यते एवं वा अस्तु थ्री फेस् इति यत् वदन्ति तस्य अपेक्षा विद्यते ओ शुद्धं जलं स्यात् तर्हि ओ उत्तमं मम इदानीं वासः केवलं मासत्रयस्य अपेक्षा विद्यते हा किमर्थं महोदय मासत्रयस्य अपि कुर्वन्तु अहमेव अन्यम् अन्विष्य ददामि न न न तथा नास्ति भवन्तः सेक्युरिटी डिपोजिट् स्वीकुर्वन्ति खलु ह तर्हि तत्र मा दीयतां यदि अन्यः न नियुक्तः चेत् अस्माकं कार्यं तथा किमपि नास्ति किञ्चन कार्यं विद्यते तत्राहं पठितुम् आ आगच्छामि इति चिन्तितं मत्तूर्ग्रामम् अध्ययनार्थमेव उत्तमं खलु कार्यं किं भविष्यति अत्र ग्रामेषु दातुं शक्यते अस्तु किन्तु तत्र भाटकमिति न्यूनं कुर्वन्तु यदि भवन्तः इदानीमेव वदन्ति भाटकं न्यूनं कृत्वा अहं तत्क्षणं स्वीकरोमि एवं वा अतीवकठोरवार्तां श्रावयन्ति भवन्तः आम् अस्तु पश्यामः